नमस्कारः नमस्कारः महोदय अहं प्राक् शास्त्री विद्यार्थी अस्मि कर्मक्षेत्रे स कर्मक्षेत्रे संरक्षणाय मार्गदर्शनं अपेक्षते मम नाम प्राञ्जला इति इदानीम् अहं प्राक् शास्त्री विद्यार्थी एव अस्ति अहं साहित्यशास्त्रे कर्तुम् इच्छामि अस्तु अहं

आम् महोदय आम् महोदय कृपया वदतु धन्यवादः महोदय अस्तु धन्यवादः महोदय